पाककाले अहं चषकस्य उपयोगं करोमि चषकः चषके अहं जलं पिबामि दुग्धं पिबामि तथा पानीयरसं अस्ति तदपि पिबामि पिबामि तथा उष्णजलम् अपि पिबामि अनन्तरं स्थालिकायाः उपयोगं करोमि स्थालिका भोजनार्थम् उपयोगं करोमि दर्वी दर्विम् उपयोग उप दर्व्याः उपयोगः किं परिवेषणार्थं दाल् वा साम्बार् वा तस्य परिवे परिवेषणार्थं अहं दर्वीम् उपयोगं करोमि दर्व्याः उपयोगं करोमि समदर्वी समदर्वी अस्ति दोसा वा किं मसाल्दोसे कुर्मः चेत् दर्व्याः समदर्व्याः उपयोगं भविष्यति कंसः कंसः चायं पातुं नो चेत् किमपि ओदनम् अस्ति तस्य किं क्लीन् कर्तुम् अस्ति खलु कार्यं तस्य कृते उपयोगः भविष्यति तथा मन्थनकम् मन्थनकस्य उपयोगः तक्रं सम्यक् कर्तुं आवश्यकं भवति तथा भाष्पस्थालि कुकर् इति वदामः तस्य ओदनं वा तूर्दाल् वा अन्यत् किं वदामः पोटेटो भवति खलु आलुकं तस्य एतदर्थम् उपयोगं भविष्यति